नमो नमः मम ग्रामे वा मम विद्यालये प्रायशः शौचालयानां व्यवस्था अस्ति पेयजलव्यवस्था इत्यादिकं सर्वमस्ति तत्र ग्रामादि ये जनाः निवसन्ति तेषां साहाय्येन पुनः भिन्नसंस्थाः सन्ति तेषां साहाय्येन अस्माभिः स्थापितमस्ति सर्वेभ्यः छात्र छात्रेभ्यः एवं व्यवस्था कृता अस्ति पुनः मम विद्यालये पुस्तकालयः अस्ति तत्र प्रायशः त्रं त्रिशताधिक पुस्तकानि सन्ति प्रायः छात्राः छात्राश्च तत्र गत्वा पठन्ति प्रायशः एकः कालांशः तत्र बालकेभ्यः भवति प्रतिदिनम् तत्र कक्षायाम् उत्पीठिकासन्दाः वा पर्याप्तरूपेण भवन्ति तत्र छात्राः उपविश्य पठन्ति अधि अधिगच्छन्ति च तेभ्यः मध्याह्ने भोजनव्यवस्था अपि भवति भोजनं प्रायः सर्वकारीयं सर्वकारेण एव दीयते तत्र कक्षा एकतः अष्टमीकक्षा पर्यन्तं भोजनव्यवस्था भवति तत्र भोजननिर्माणादिकं क कथं स्यात् इति सर्वं सर्वकारेण सह अस्माभिः द्रष्टव्यं चालनीयं च भवति प्रायशः छात्राः सर्वे सन्तुष्टाः तत्र